मम विना इत्युक्ते मम पत्नी सस्यपादपानां ओदनं कुर्वति अहमेव सेकेंडरी सा एव प्रैमरी भवति तत्र सा सस्यानां प्रति तु शिशुः रीत्य पालनं पोषणं करोति ये अनुक्त्वा एव सर्वकार्यं करोति प्रातःकाले शीघ्रमुत्ताय सर्वेषां तद् शनैः सम्यक् जलसेचनं करोति अनन्तरं तेषां प्रति एवमेव तदा हस्तलाघवं किम् अपि स्पर्शं कृत्वा स्व स्व स्वयम् एव आनन्दं अनुभवति अनन्तरं तस्य विषये किम् अपि तद् टिक् टाक् इति वदन्ति कलु टिक् टाक् तस्य उपरि बहूनि गीतानि अपि स्थापयन्ति तादृशः प्रीतिः अधिका अस्ति तश्याः अतः सा एव वरं मम